हरिः ओं महोदय कथम् अस्ति अहं सम्यक् अस्मि महोदयः भवान् कथम् अस्ति ओ किं कुर्वन् अस्ति इदानीम् ओ हो कुत्र ओ हो अहमपि विद्यालये शिक्षकः अस्मि अहं तु मेणसे अस्मि तत्रैव ग्रामः अस्ति शृङ्गेर्यां

महोदयः इदानीं तु यथा नाम अस्माकं तु गोर्मेण्ट् इस्कूल् अस्ति अतः तत्र तु शतं छात्राः सन्ति हा शताधिकाः छात्राः सन्ति हां समये समये सर्वकाराः अपि सहायं कुर्वन्ति छात्राः अपि सहायं कुर्वन्ति हा डोनेसत् डोनेसन् इत्यादिकं ददन् दास्यन्ति ते अपि च छात्राः अपि बहु सम्यक् भवन्ति हा केचन छात्राः सन्ति येषां बुद्धिः नाम ते सम्यक् न जानन्ति किन्तु केचन छात्राः सन्ति हा सत्यं तदेव किं पुनः किं मिलित्वा एव तस्य समाधानं कुर्मः इति इदानीं भवान् किं पा किं पाठयति ओ हो ओ हो अहमपी नाम संस्कृतव्याकरणं किञ्चित् किञ्चित् जानामि अतः तदेव पाठयन् पाठयन्नस्मि हां वदन्तु

प्रसादितुं शक्नुमः किन्तु आधुनिकजनाः एवं चिन्तयन्ति संस्कृतभाषा क्लिष्टा भाषास्ति इति वयं तु जानीमः संस्कृतं क्लिष्टं नास्ति किन्तु ते जानन्ति संस्कृतं क्लिष्टा भाषा अस्ति इति अस् तस्य परिहारार्थं किञ्चिद् वयं कुर्मः अस्तु धन्यवादः जातः इति